मम प्रदेशस्य पर्यावरणसमस्याः बहुनि सन्ति किन्तु भूपरिसराः मालिन्यदूषिताः अभवन् वाहनसंख्याः अधिकाः सन्ति यदा न्यूनं भवति तदा भूपरिसरसंरक्षणं कर्तुं शक्यते वनमृगाः अपि कष्टम् अनुभवन्तः सन्ति नद्यः मालिन्यदूषितः पश्यामश्चेत् तुङ्गबद्रानदीमध्ये बहु त्याज्यसङ्ग्रहणं भवति तत्कारणात् नदी अपि मालिन्यं मालिन्यं भवति वनानि पश्चामः चेत् वाहनानि धूमम् उत्पादयन्ति धूमं पर्णस्य उपरि गत्वा रोगं उत्पातनं करोति मम प्रदेशस्य सर्वत्र जनाः आरोग्यसमस्याम् अनुभवन्तः सन्ति तत्कारणात् अधिक आरोग्य संस्थाः सन्ति वैद्याः प्रतिदिनं जनान् तपासणं कुर्वन्ति पर्वतविषयं पश्यामः चेत् अनतिदूरे रागिगुड्डु इति प्रदेशः अस्ति पर्वतः तत्र गृहाणि सन्ति बहूनि गृहाणि सन्ति बहुहरितवर्णरीत्या मनोहररीत्या परिसरम् आसीत् कतिभ्यः दिनेभ्यः पूर्वं मासेभ्यः इति भाति तत्र किन्तु पर्यावरणं सर्वं निष्कास्य गठकानि कुर्मः इति एका चिन्तनम् आसीत् इति जनाः अत्र वदन्ति अहं साक्षात् एव दृष्टवान् किन्तु परिसरः बहुसम्यक् अस्ति रक्षणम् आवश्यकम् अस्ति